बैक् यानेन सह किं किं नेतव्यं इति प्रश्नः वर्तते अत्र बैक् यानेन सह तु अस्माकं वस्तूनि यानि सन्ति तानि सर्वाणि नेतव्यानि एव वर्तन्ते तदर्थं पेनियर्स् इति वदामः अर्थात् एवं सुट्केस् वत् भवति तस्य बैक् बैक् यानस्य पृष्ठतः उपविशामः चेत् तत्र पृष्ठभागे यद् सीट् वर्तते तत्र उपरि भवति तद् बहु इष्टं सुलभतया अस्माकं वस्तूनां नयनं तेन भवति एवं प्रथमतया तस्य अस्माकं बैक् बैक् यानस्य टूल्स् इति वदामः टुल् किट् एकं भवेत् एवं फ़ष्टेड् किट् एकं भवेत् किमर्थम् टुल् किट् इत्युक्ते मध्ये किमपि बैक् स्थगनं भवति चेत् तदर्थम् एवं फ़ष्टेड् किट् किमर्थम् इति अपेक्षा वर्तते एव यद्यपि अस्माकं वयं सर्वेऽपि कुत्रापि पतामः वा किमपि कर्तुं किमपि किमपि भवितुम् अर्हति कालस्य आदेशेन अतः अस्माकं कृते अपेक्षते किमर्थं टूल् किट् इति प्रस उक्तम् अस्ति चेत् एकवारं मया यदा बेङ्लूर् प्रति गम्यमानम् आसीत् तस्मिन् समये मम बैक् यानम् मध्ये एव स्थगितम् अस्ति किमर्थम् इत्युक्ते पञ्चर् जातं मम बैक् बैक् यानस्य अतः टूल् किट् मध्ये यद् अस्ति तद् स्वीकृत्य तस्य पञ्चर् इत्यस्य सम्यक्करणं कृत्वा तदनन्तरम् वायुं प्रपूर्य सर्वं कृतमस्ति अतः अपेक्षते इति मम आशयः